हा हरिः ओं का हरि ओं का भाषते हां इदानीं श्रूयते का भाषते हा वदतु महोदये हा अस्तु शृङ्गगिरिम् आगतवन्तः वा शिवमोग्गाम् आ अस्तु अस्तु शृङ्गेर्याम् आगतवन्तो वा हा अस्तु अस् किं हलो हरिः ओम् हा इदानीं श्रूयते पुनः वदतु हा अस्तु ह शृङ्गगिरौ वासव्यवस्था मठीयपक्षतः एव भवति तत्रैव मठस्य वासस्थानानि सन्ति तत्र उषित् वासयितुं शक्यते वासः कर्तुं शक्यते समीचीनं भवति धनमपि न्यूनमस्ति तत्रैव प्रातरशना बहिः कार्या तत्र होटेल् इत्यादिकम् उपाहारमन्दिरम् अस्ति तत्रैव करणीयं प्रातरशनाम् हा समीपे एव अस्ति तत्रैव पार्श्वे एव उपहारमन्दिराणि सन्ति पुनः मध्याह्ने सायङ्काले मठे एव भवति मध्याह्नभोजनं सायङ्कालभोजनं तत्र मठे एव कर्तुं शक्यते प्रसादरूपेण अपि भवति शृङ्गगिरौ प्रातः माध्याह्नपर्यन्तं मठे एव सर्वाणि मन्दिराणि द्रष्टुं समयः अपेक्ष्यते तत्र ततः शिरिमने फ़ाल्स् इति एकं फ़ाल्स् अस्ति त्रयोदश किलोमीटर् वा भव दश वा त्रयोदश वा भवति तत्र फ़ाल्स् अस्ति तत्र गन्तुं शक्यते एतत् समीचीनं भवति बस्यानम् अस्ति किग्गा इति ग्रामः अस्ति तत्र गत्वा पुनः तत्र ततः आटोयानं स्वीकृत्य गन्तव्यं नोचेत् शृङ्गेरीतः एव भवन्तः कति जनाः भवन् आगच्छन्ति पञ्च पञ्चजनाः आगच्छन्ति चेत् अह् किं कार्यानं स्वीकृत्य गन्तुं शक्यते नोचेत् आटोयानं स्वीकृत्य गन्तव्यम् आम् हा लभ्यते लभ्यते कार्यानं वा आटोयानं वा किमपि लभ्यते किरिमने तत्र किग्गा इति ऋषिशृङ्गस्य देवस्थानमस्ति तत्रैव किञ्चित् दृष्ट्वा सिरिमने फ़ाल्स् गत्वा तत्र किञ्चित् अ अटनं कृत्वा सर्वं दृष्ट्वा आगन्तुं शक्यते न शृङ्गेरीतः होरनाडु किम्

समीचीनं भवति एकं प्रेक्षणीयं स्थलं भवति एकं विहारार्थं भवति पुनः ततः होरनाडु इति अन्नपूर्णेश्वरी दे देवस्थानं तत्र तत्रापि गन्तुं शक्यते अहं किञ्चित् अन्यस्मिन् कार्ये अस्मि अनन्तरं करिष्यामि दूरवाणीं हा